लेखकस्य उत्सुकता तदा वर्धते यदा लेखकः नूतननूतनस्थानं भ्रमणं करोति यदा लेखकः एकस्मिन् नूतनं स्थानं प्रति गच्छति तदानीं तस्य लेखने बहु अधिकम् उत्सुकतां भवति एवञ्च यः लेखनं करोति स अधिकाधिकं पुस्तकस्य अध्ययनं करोति चेदपि तस्य उत्साहवर्धनं भवति अन्येषां लेखकानां पुस्तकादिकं दृष्ट्वा पठित्वा मनसि तथा औत्सुकतां वर्धते येन लेखकः स्वयं लेखनं करोति अहं अहं तु प्रायशः काव्य काव्यं तु नास्ति गीतादिकं गीता कविता एवञ्च सामान्यपदादिकं रचयन् रचयाम रचयन् अस्मि नाम लिखन् अस्मि तत्र मम मित्राणि सन्ति ये मां बहुप्रोत्सायन् प्रोत्साहनं यच्छन्ति नाम यदा अहं तेषां सन्निधे वदामि तदानीं तत् शृत्वा आनन्दं भूत्वा ते ब् वदन्ति भवान् बहु उत्तमं लेखितम् अतः प्रयासं करोतु एवञ्च मम हिन्दीभाषायां गुरुवः सन्ति डक्टर् भवानीशङ्करमिश्रमहोदयः तेऽपि मम मां बहु प्रोत्साहयन्ति लेखनादिकं कर्तुम्